अहं मूलतः आन्ध्रप्रदेशे आधोनि इति नगरात् अस्मि सामान्यतया आन्ध्रप्रदेशे नृतृ नृत्य क्षेत्रे कूचिपूडी इति प्रसिद्धा शैली वर्तते भारतीय नृत्यपरम्परा तु सर्वे जानन्ति एव तद् कुर्मः चेत् व्यायामः भवति इति एकः वरम् अस्ति एव परन्तु तदपेक्षया तद् आत्मविश्वासः इत्यादि वर्धते इत्यपि सर्वे जानन्ति जीवने उद्वेगम् अपि नियन्त्रणं कर्तुं उपयोगाय भवति नृत्यं अस्माकं पुराणेषु एव एकं घट्टम् स्वीकृत्य नाट्यरचनां कुर्वन्ति कूचिपूडी शैल्यां नर्तक्यः कदाचित् संवादः अपि कुर्वन्ति सम्वादम् अपि कुर्वन्ति वेषभूषणे अपि भरतनाट्यस्य अपेक्षया कूचिपूडी किञ्चित् भिन्ना वर्तते तत्र कूचिपूडी नृत्यक्षेत्रे केचन प्रसिद्धाः सन्ति राजाराधारेड्डी यमिनीरेड्डी लक्ष्मीनारायणशास्त्री इत्यादि ते बहुप्रसिद्धाः नर्यक्यः सन्ति आन्ध्रराज्ये